ये योगाभ्यासंं कुर्वन्ति तैः सूर्यनमस्काराः अवश्यं करणीयम् अस्ति सूर्यनमस्कारे आसनानि भवन्ति प्राणायामाः भवति पुनः देवतानां बीजमन्त्रं वदनेन उपासना अपि भवति तत्र नमस्कारासन उत्थानासन पादहस्तासन एकपादप्रसरणासन इति आसनानि भवन्ति एते आसनानि नम्यतायाः फ़्लेक्सिबिलिटि बलस्य वर्धनं स्ट्रेन्थ् अपि वर्धयन्ति अत्र एकं सूर्यनमस्कारे एकं फ़ोर्वर्ड् बेण्डिङ्ग् भवति एकं बेक्वर्ड् बेण्डिङ्ग् भवति एकं पूर्वभागे अवनमनं भवति पुनश्च पश्चिमभागे अवनमनं भवति ए एवं नम्यतायाः फ्लेक्सिबलिटि इम्प्रूमेण्ट् भवति अनन् अनन्तरं तत्र एका प्रसिद्धा सूक्तिरस्ति आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने तेषां आयुः प्रज्ञा बलं वीर्यं तेजः तेषां च जायते इति प्रसिद्धा सूक्तिरस्ति तदनुसारेण सूर्यनमस्कारः सर्वैः क्रियमाणमस्ति